आम् अहं राजनीतिविषये सर्वकारविषये अहम् आसक्तः अस्मि नूतनवार्ताः सर्वदा एव पश्यामि अद्य मध्याह्ने एव दृष्ट्वा आगतवान् अद्य वार्ता आसीत् अद्यतनवार्ता आसीत् तत्र लोकसभा कृते स्पीकर् चयनं पश्यतु काङ्ग्रेस् दलस्य कीदृशः अभिप्रायः वर्तते अरे यत् पूर्वं विजितदलस्य यस्य सर्वकारः अस्ति स्पीकर् तस्यैव भवति स्म इदानीं ते सुरेशः वा महोदयं वा कं कश्चित् कं कञ्चित् स्वदलस्य प्रतिनिधित्वेन डेप्यूटि स्पीकर् पदे उपस्थापितं किम् उपवेष्टुम् इच्छन्ति तत्तु असमीचीनं तदर्थं स्व स्वः तत्र लोकसभायां तत्र चयनप्रक्रिया भविष्यति इति मन्ये तथापि उत्कलराज्यस्य कटणनगरस्य ये लोकसवासदस्याः सन्ति भर्तृहरिः मर्ताप् महोदयाः

स्पीकर्त्वेन चिताः इति उत्कलराज्यस्य कृते गौरवस्पदाः गौरवान्विताः वयं भवामः अद्य एव अहं स्मृतवान् तत्र न्यूस् चेनल् आज़् तक् मध्ये यद्यपि तत्र आन्ध्रराज्ये एवं काङ्ग्रस् कोङ्ग्रेस् शासितराज्येषु कङ्ग्रेस् दलस्य दलस्य सर्वकारः अस्ति इति कृत्वा कङ्ग्रेस् दलस्य एव स्पीकर् अस्ति न तु अपोजिशन् वा विरोधिदलस्य स्पीकर् तत्र नियुक्ताः न सन्ति कदापि एषा परम्परा न जाता तदा विरोधिदलस्य स्पीकर् जनाः नियुक्ताः भविष्यन्ति परन्तु कङ्ग्रेस् दलस्य राष्ट्रनिर्माणे राष्ट्रसद्य उन्नतये प्रयासः नास्ति केवलं ते पदम् इच्छन्ति पदस्य पदमेव तेषां प्रयोजनं राष्ट्रस्य विनाशः भवतु न कश्चन तेषां श्रद्धा वर्तते अतः कङ्ग्रेस् दलं दलं सर्वदा भारतात् उत्पाठितं भविष्यति इति अहं चिन्तयामि भारतीयाः जनाः ये केचन विभाजनकारिणः सन्ति तत् तथैव इच्छन्ति पश्यतु काङ्ग्रेस् दलस्य निर्वाचनसमये उद्घोषणा आसीत् यत् भारते जातिपरिगणना जातिपरिगणनां कुर्मः यस्य जनसङ्ख्या यथा अस्ति तथा तेषामेव सर्वत्र सौविध्यं भविष्यति इति पश्यतु भारतस्य वा अस्माकं देशस्य दधिः सर्वदा जातिपरिगणना भवति चेत् तर्हि जनेषु असन्तोषः सङ्ग्रामः एवं च चलिष्यति अतः ब यदि तथा अस्ति देशस्य यस्य यस्य सङ्ख्या यावत् अस्ति तेषामेव सर्वकारेषु सङ्घः अंस ग्रहणं तथा स्यात् राहुलगान्धि अपि काङ् ब्राह्मणजातिः अस्ति इति आत्मानं वदति